भारते जनाः उत्तमाहारः खादन्ति कदाचित् आरोग्यस्य समस्या आगच्छति चेत् प्रथमम् आयुर्वेदचिकित्सां कुर्वन्ति गृहे उपलब्धम् औषधं स्वीकृत्य आरोग्यस्य रक्षणं कुर्वन्ति तथापि रोगस्य उपशमनं न भवति चेत् चिकित्सालयं गच्छन्ति अस्माकं सं भरतीयसंस्कृतिः एवमेव अस्ति पूर्वजाः यथा कृतवन्तः तद् अनुसरन्ति तेषाम् आहारपद्धतिः बहु उत्तमम् आसीत् चिकित्सालयं गच्छन् गच्छन्ती चेदपि उत्तमाः वैद्याः सन्ति वा प्रकोष्ठाः स्वच्छाः सन्ति वा इति दृष्ट्वा गन्तव्यम् कदाचित् सर्वेषां रोगीणाम् एकः एव प्रकोष्ठः भवति चेत् शीघ्रम् आरोगस्य आरो रोगस्य उपशमनं न भवति अतः सर्वं दृष्ट्वा वैद्यालयं गन्तव्यम् अस्माकम् आरोग्यार्थं प्रतिदिनम् अर्धघण्टा वा योगासनं करणीयम् आहारपद्धतिं पालनीयम् तेन सर्वदा सन्तोषेण जीवितुं शक्नुमः